गृहोद्यानं परिपालयितुम् अल्पमूल्यमेव भवति अहं मम गृहोद्यानस्य कृते मम पाकशालायाः वर्धाणि मम वृक्षस्य वृ वृक्षाः व् वृक्षाणां शुष्कपत्राणि स्वीकृत्य गोमयम् अपि स्वीकृत्य आनीत्वा एकत्र स्थापयित्वा सेन्द्रिय फे़र्टिलैजर् करोमि एतत् फे़ट्लैजर् एव अहं वृक्षाणां कृते स्थापयामि अस्माकं गृहे गृहोद्यानं बहु सम्यक् वर्धते फलानि पुष्पाणि अपि बहु सम्यक् आगच्छन्ति